अहं सर्वे भारतीयपदार्थानि कर्तुं जानामि अहं सर्वभारतीयपदार्थानि पक्तुं जानामि उत्तरभारतीयपदार्थानि दक्षिण्भारतीयपदार्थानि तथा काण्टिनेण्टल् अपि अहं पक्तुं जानामि मम गृहे अहं सप्ताहे एकवारं दक्षिणभारतीयं तथा उत्तरभारतीयपदार्थानि करोमि मम गृहे बहुजनाः सन्ति तस्य रुचिः बहुविधाः सन्ति कः के के कः वदति उत्तरभारतीय कः वदति दक्षिणभारतीयं पदार्थं करणीयम् तर्हि अहं सप्ताहे सप्ताहे द्विवारं द्विवारम् अहम् उत्तरभारतीयं करोमि तथा द्विवारं दक्षिण्भारतीयपदार्थं करोमि तत्र अहं महाराष्ट्रे वसामि तर्हि मध्ये मध्ये अहं महाराष्ट्रपदार्थ अपि करोमि महाराष्ट्रम् महाराष्ट्रीयाणि पदार्थानि सम्यक् अस्ति